अस्माकं प्रदेशे आजीविकायाः कर्मकराणां कार्य नियोक्तृत्वे च मुख्याः स्तोत्राः के सन्ति इति प्रश्नः अस्माकं क्षेत्रे जनाः दिनं दिनं प्रति कार्यार्थम् आगच्छन्ति ते धनम् आर्जयन्ति पुनश्च गच्छन्ति तेषां का व्यवस्था इत्युक्ते आधिक्येन अत्र पूगफलस्य वर्धनकारणात् केवलं कृषिकार्येषु तेषां नियोजनम् अस्ति कृषिकार्येषु तत्र यदि फलोत्पत्ति ऋतुः विद्यते तदानीं ते तत्तत् सम्बद्धकार्यं कुर्वन्ति अन्यथा तु ते कृषिक्षेत्रस्य सामान्येन यद्यत् कार्यं कर्तव्यम् इत्युक्ते जलसेचनं पुनश्च नूतनसस्यानाम् आरोपणम् इत्यादि ते इत्यादि कर्मसु ते नियुक्ताः च निरताः भवन्ति तेषां तेषां स्वकीय उद्योगादिकम् कदाचन भविष्यति ते अरण्यात् किं वेणोः दण्डस्य आनयनं पुनश्च विक्रयणं कुर्वन्ति तथा अरण्य अरण्ये ये ये यद्यदुपलभ्यते तत् सर्वं विक्रयणं कुर्वन्ति यथा मधु इत्यादि